ग्रामः अस्ति मुक्लैक्कोडी इति तञ्जावूर् नगरस्य समीपे तत्र मम इष्टम् अस्ति अस्माकं क्षेत्रम् अस्ति तद् क्षेत्रे बहु धान्यानि वयं अरोहामः तत्र कृषिं कृत्वा यद् आनन्दं प्राप्नुमः सः आनन्दः अन्यः एव अस्ति तत्र समीपे एव नदी अपि प्रचलति कावेर्याः एका नदी प्रचलति तत्र तत्र स्नानं कृत्वा अपि आनन्दं प्राप्नुमः